अद्य अहं सन् ग्लासस् आर्डर् कृतवती तद् आन्लैन् माध्यमेन एव आर्डर् कृतवती इदानीं तद् समयक् अस्ति परन्तु ए एकं स्क्रेच् तद् मध्ये दृष्टवती अहं तर्हि तद् तस्याः अहं रिटर्न् कर्तुम् इच्छामि किं किं कर्तुं शक्यते इदानीं मा अहं प्रेषितवती सर्वं डीटेल्स् इत्यादिकं पेक् कृत्वा धृतवती भवान् आगच्छतु नयतु तद् न अपेक्षते अहम् इदानीम्